मम तु आदौ चिन्तनं भवति अर्धघटां यावत् उपविश्य लेखनविषयम् अधिकृत्य अहं चिन्तयामि ततः परं विचारान् बिन्दुरुपेण एकत्र लिखामि अनन्तरं शुद्धां प्रतिकृतिं करोमि कदाचित् प्रतिकृतिं कृत्वापि पुनरपि शुद्धां प्रतिकृतिं कुर्याम् द्वितीयवारं तेन अयं विषयः समाप्यते मया सामान्यतः कथाः न लिख्यन्ते परन्तु चिन्तनप्रबन्धाः लिख्यन्ते एकस्य कार्यक्रमस्य पूर्ण इतिवृत्तं भाषाणस्य पूर्णस्वरूपं तादृशं लिखामि तत्सामान्यतः किं भवति यः भाषते तस्य विचार अनुगुणं वाक्यानि विरच्य तथा च तेनैव उपयुक्तानि पदानि तथा च सुभाषितानि उपयुज्य मया तत् प्रमाणत्वेन स्वीक्रियते एवं लेखनस्य कृषिः भवति